कला कला इत्युक्ते वयं गृहे निर्मितं किमपि वस्तु भवितुं शक्यते कला इति शब्दस्य प्रयोगः ऋग्वेदशास्त्रे अस्ति गिरिजनानां कलाप्रकाराः बहवः सन्ति तत्र वास्तुकला मूर्तिकला चित्रकला मुद्राकला धातुकला दन्तकला मृत्तिकाकला इति बहु इतोऽपि बहवः विधाः भवन्ति वास्तुकलायां पश्यामि चेत् इदानीम् इदानींतनकाले देवालये देवालये मूर्तिः भवति खलु तमेव मूर्तिः कला मूर्तिकला अथवा वास्तुकला इति वक्तुं शक्यते चित्रकलां तु सर्वेऽपि जानन्ति